ह्यः अहं ह्यः अहं रात्रौ रैल्वे स्टेशन् मध्ये गन्तुम् प्रयत्नं कृतवान् तदानीं रात्रिकाले बहु वृष्टिः आसीत् बहु वातदोषः आसीद् वा वातः आसीत् तदानीम् विघ्नेश् महोदयम् अहम् आहूतवान् सः महोदयः द्विचक्रिकाम् आगत्य मां रैल्यानं समीपं सुरक्षितम् सु सुरक्षितम् स्थापितवान्